आम् गूढचर्या इति पदस्य अर्थः एवमस्ति गूढ रहसि चर्या कार्यतत्परता रहसि क्रियमाणा कार्यस्य गूढचर्या इत्युच्यते आंङ्गलभाषायां स्पै एस्पियोनेज् इति उच्यते अर्थशास्त्रकारेण चाणक्येण गूढचर्याविषये बहु सम्यक् निरूपितोऽस्ति अतः तद् विषयम् अधिकृत्य विशाखदत्तस्य मुद्राराक्षसे बहुविषयाः सम्यक् प्रपञ्चिताः भासमहाकविना स्वकीयप्रतिज्ञायोगन्धरायणे रूपकेऽपि सम्यक् निरूपितास्सन्ति गूढचर्या स्वस्य राज्यस्य अन्तः अपि भवति राज्यात् बहिरपि भवति यतोहि अन्तः विद्यमानाः जनाः कथम् अभिप्रयन्ति राजानं अधिकृत्य विषयः राज्यात् बहिः विद्यमानाः राजानः तथा च अन्ये अमुम् राजानम् अधिकृत्य अथवा विरूद्ध्य कथम् अभिप्रयन्ति इत्यपि विचारः ज्ञातव्यः अतः जनाः गूढचर्याविभागे रताः विभिन्नवेशान्तराणि धृत्वा तथा च सामान्यजनवत् यथा दृश्यते तथा कृत्वा जनानाम् अभिप्रायान् संगृह्णन्ति संगृह्य तम् अभिप्रायं महाराजस्य पुरतः तत्र प्रस्तुवन्ति एवं गूढचर्याविषयः